तस्मै किं कर्तव्यम् इति यदि सः इच्छुकः चेत् पार्श्वे रेस्टुरेण्ट् अथवा ढाबा फ़ैव् स्टार् होटेल्स् तत्र गत्वा सः पाकं पठितुं शक्नोति पाकं पठितुं किं किं किं कर्तव्यं भवति यदि सः पाकं पठितुं यदि इदानीम् आरब्धवान् चेत् तस्मै प्रथमं पठनीयं पठनीयं भवति कथं वेजिटेबल् कट् कर्तव्यम् इति सर्वप्रथमं कियत् क्वाण्टिटि भवेत् किं कति मसाला अपेक्षिता भवति अनन्तरं किं किं संस्थापनीयं तदनन्तरं कियत् कालं पाकं कर्तव्यम् अनन्तरम् कियत् लवणं स्थापनीयं कियत् कटुः स्थापनीयं तत्सर्वं तस्मिन् प्रथमं ज्ञातव्यं भवेत् यदि पाकशास्त्रं पठितुम् इच्छति तदनन्तरं प्रशिक्षणं दीयते तस्मै तदनन्तरं नाम कथम् अन्नं कथं कर्तव्यं सारः कथं कर्तव्यं कडी कथं कर्तव्यं भिन्नभिन्नप्रदेशेषु भिन्नभिन्नेन रूपेण एकम् अवशिष्टं विशिष्टं किमपि क्रियते तद् कथं ज्ञातव्यम् इति सर्वं पाठयन्ति यदि कस्मै यत् यद् अपेक्षितं सः तत् तस्मै दद्यात् तथा तस्मै पाकशास्त्रं पाठयन्ति तदनन्तरं पाकविद्यालयाः इति पाकविद्यालयः बहु अत्र अपि वर्तन्ते यत्र केवलं पाकविषये एव पाठयन्ति तदनन्तरं पाकसंस्थापि बहु अत्र वर्तते पाकसंस्था संस्थाशु ते परीक्षाः कुर्वन्ति अनन्तरं यदि सः सम्यक्तया पाकं पठितवान् अस्ति चेत् तस्य विषये अन्यत्र अन्यत्र स्पर्धाम् अपि कुर्वन्ति स्पर्धासु अपि गत्वा सः पाकं कृत्वा दर्शयितुं शक्नोषि